अहम् आपणं गच्छामि चेत् इत्युक्ते शाकादिकं क्रेतुं गच्छामि चेत् तत्र क्याश् रूपेण धनं यच्छामि पुनः देवालयं गच्छामि चेत् तत्र यच्छामि निर्धनानां कृते इत्युक्ते धनं सहायं क क् का कर्तुमपि धनरूपेण एव तेषां कृते प्रयच्छामि निर्धनः इत्युक्ते ब् म् ये भिक्षुकः इति भिक्षुकः तेभ्यः अपि धनरूपेण एव सहाय्यादि धनं दत्वा एव तेषां कृते यच्छामि पुनः अन्तर्जालात् अन्तर्जालमाध्यमेन अहम् धनस्य फ़ोन् पे द्वारा वा पे टि यं द्वारा एव करोमि तद् कल्पना कथमागता इत्युक्ते अधिकः धनव्ययः कथं भवति इति ज्ञातुं प्रा सर्वकारः प्रायः अमरिकादेशे पूर्वम् आसीत् स्यात् हण्ड्रे यस् पूर्वमहं चिन्तितवान् यदा ए टि यम् अस्माकं प्रदेशे नासीत् तथा तत्र एकः मम मित्रः एकं मित्रं मम तत्तद् विषयमुक्तवान् मम सविधे तत्र ए टि यम् अस्ति ए टि यम् पार्श्वे कार्ड् स्थापयति चेत् धनमागच्छति इति तदा सर्वकारः सर्वं जानाति धनविषये अतः तदा अत्रापि डिस्टलैस् माध्यमेन सर्वम् यदि सर्वकारः तथा कृतवन्तः इति मम चिन्तनमस्ति अतः इदानीं सम्यक् फ़ो अन्तर्ज् पुनः समयमपि व्यर्थं न भवति इतः पूर्वं ब्याङ्गिङ्ग् ब्याङ्क़् गत्वा तत्र उषित्वा धनं यदि लैन्मध्ये उषित्वा धनं स्वीकर्तुम् बहु कष्टम् आसीत् इदानीं झटिति झटिति सम्पन्नं भवति धनं धनं विना यदि समस्या निवारयितुं शक्नुमः तदा इच्छा इच्छा अन्तर्जाल माध्यमेन सम्यक् चलतीति मम अभिप्रायः